संस्कृतसाहित्यं वेदकालादेव प्रारब्धं वर्तते तत्र षट् सम्प्रदायाः प्रत् प्रसिद्धाः वर्तन्ते तत् तेषु प्रथमः भारतस्य रसम्प्रदायः तेन क्रिस्तोः पूर्वं द्वितीयशताब्दे नाट्यशास्त्रम् इति ग्रन्थं लिखितवन्तः तत्र रसस्यैव प्राधान्यं न हि रसादृते कश्चिदर्थः प्रवर्तते इति तेन तत्र प्रतिपादितम् तदनन्तरं सप्तमशताब्दे अलङ्कारसम्प्रदायस्य भामहाचार्यः काव्यालङ्कारः इति ग्रन्थः पुनः नवमशताब्दे वामनाचार्यस्य रीतिसम्प्रदायः तेन काव्यालङ्कारसूत्रम् इति ग्रन्थं लिखितवन्तः पुनः नवमशताब्दे एव आनन्दवर्धनस्य ध्वनिसम्प्रदायः दशमशताब्दे कुन्तकस्य वक्रोक्तिसम्प्रदायः एकादश सम्प्रदाये एकादशतमशताब्दे क्षेमेन्द्रस्य औचित्यसम्प्रदायः च प्रसिद्धाः